गतेषु वर्षेषु अर्थव्यवस्थावर्धने मुख्यं भवति वित्तीयक्षेत्रम् बेङ्किग् प्रनाळि अशीति अधिक ऊनविंशति ऊनविंशतितमे कम्प्यूटर् आधारितप्रणालीमाध्यमेन एव वर्धिता अतः आधुनिकप्रनाळी तथा भारतीय अर्थव्यवस्था कथं पुनः अधिकं वर्धितं भविष्यति अतः भारतीय अर्थव्यवस्था अध्ययनम् एव करणीयम्